जनानां मध्ये एकः प्रवृत्तिः अस्ति यद् तेषां भाषा सर्वासु भाषासु मादा इदि दावान् कुर्वन्ति एतावद् अहं ग्रीक् संस्कृतस्य कृते एतद् दावं विविधरूपेण शृतवान् एषा वस्तुतः कदापि कस्यचित् कृते मातृभाषा नासीत् भाषिणः ऐतिहासिकरूपेण विविधाः वदन्ति स्म प्राकृतं साहित्यभाषारूपेण संस्कृतेन सह प्रयुक्तं तमिल्भाषा अरबीभाषा अपि च अल्बेनियभाषायाः तथ्यं तु एतत् यद् एतेषु कश्चन अपि दावो सत्यः नास्ति अधुना संस्कृतस्य प्रभावस्य विषये अहम् एतत् सत्यं यद् सम्पूर्णे एषियादेशे संस्कृतेन अनेकाः भाषाः प्रभाविताः सम्पूर्णे एषियादेशे संस्कृतधर्मस्य प्रवर्तनार्थं हिन्दुधर्मः बौद्धधर्मः च वाहनरूपेण उपयुज्यते यद्यपि प्रदेशे प्रदेशे प्रभावः भिन्नः भवति परन्तु यथा संस्कृतेन विविधाः भाषाः प्रभाविताः तथैव अन्यभाषाभिः अपि प्रभावितः अभवत् द्रविडभाषायाः तस्य शब्दकोशे महत्त्वपूर्णं योगादानं दत्तम्